बहु बुभुक्षा आसीत् इति कारणतः मया जोमेटो एप्मध्ये इड्ली दोसा इत्यादिकम् आर्डर् कृतम् तद् अनन्तरं मया चिन्तितं गृहे एव निर्माय खादामि इति अतः तत्सर्वं केन्सल् कर्तुम् एप् प्रति गत्वा तत्र यद्यद् पर्चेस् कार्ट् प्रति स्थापितं तत्सर्वं रिमू कुर्वन्नस्मि